अस्माकं पारम्परिकसङ्गीतम् एतत् यत् अस्ति कर्नाटकसङ्गीतम् अस्ति चेत् हिन्दुस्तानीसङ्गीतम् अस्ति चेत् कापि कला अपि अस्ति चेत् तस्याः मध्ये अभ्यासस्य बहु प्रयोजनमस्ति किमपि इव योगशास्त्रमपि वदति अभ्यासः अभ्यासविषये सः तु दीर्घकालनैरन्तर्यसत्कारस्सेवितो दृढभूमिः भगवद्गीता भवति वदति अभ्यासवैराग्यम् अभ्यासेन तु कौन्तेय वैराग्येन चानघ अभ्यासस्य तु बहु भूमिका अस्ति अहं हिन्दुस्तानीयसङ्गीतं शिष्यः अस्मि अधुना आं मम गुरुवर्यः किं वदन्ति ते ते ते तेषामपि गुरूणां ते सर्वे एकस्मिन् दिवसे मिनिमं षट् वादनं षट् सिक्स् अवर्स् अभ्यासः कुर्वन्ति तद् कुर्वन्तःअन न्तरं किञ्चन किञ्चन गानम् अहं जानामि ते ते वदन्ति अहं तु एकदिवसे अर्धवादनम् एकवादनं तु बहु अहं वदामि तत् तदभ्यासेन अहम् इति इति जानामि अहं सङ्गीतं कार् सङ्गीतकारः न भविष्यामि सङ्गीतरसस्य अहं सेवनं करोमि सङ्गीतं मम जीवने सुखं लभ्यते किन्तु तद् सङ्गीतं फ़ील्ड् मध्ये यदि अहं गन्तुमिच्छामि तदा न्यूनतया मिनिमं षड् षड्वादनं सप्तवादनम् अभ्यासः आवश्यकः मम विषये अहं तु किं केचन रागाः सन्ति रागः पूरियाधनश्री इति रागस्य नाम अस्ति रागः पूर्वि एते रागाः बहु गम्भीराणि सन्ति तेषां मध्ये गायनम् अहं बहु तु न जानामि तदा बहु सरलाः रागाः अपि सन्ति रागं यमन् राग् बिहाग् ते मां बहु सुलभतया आगमिष्यन्ति इति अहं मन्ये